वेदाङ्गानि षड्सङ्ख्याकानि तानि च इत्थं वर्तन्ते शिक्षा कल्पः व्याकरणं निरुक्तं छन्दः ज्योतिषमिति अस्मिन् च प्रमाणं वर्तते श्रुतिवाक्यमेव तत्र सन्दर्भः एवमस्ति शोनको ह वै महाशालः अङ्गिरसं विधिवत् उपसन्नः पप्रच्छ किमिति कस्मिन् भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति तदा सः उवाच द्वे विद्ये वेदितव्ये इति यद्ब्रह्मविदः वदन्ति परा चैव अपरा च तत्रापराविद्या ऋग्वेदो यजुर्वेदस्सामवेदोथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तञ्छन्दो ज्योतिषमिति इत्येवम् तत्र श्रुतिप्रा प्रामाण्यं दर्शितम् वेदानाम् अध्ययनार्थं वेदाङ्गाध्ययनं नितान्तम् अपेक्षितम् अन्यथा वेदस्य अयमेवर्थः इति निर्धारयितुं न शक्यते निश्चितार्थप्रतिपत्यर्थं वेदाङ्गानाम् अध्ययनं नितान्तमपेक्षितम् शिक्षा कल्पः व्याकरणं निरुक्तं छन्दः ज्योतिषम् इति एतेषां षडङ्गानाम् अध्ययनं यदा समाप्यते तदुत्तरमेव निर्णयार्थकः अयं वेदः अर्थात् वेदस्य अयमेव निर्णयः अयमेवर्थः इति प्रतिपादयितुं शक्यते एतद्विना तु न शक्यः अयमर्थः प्रतिपादयितुं